मम इष्टतमः लेखकः इतः पूर्वं एल्लमुरिवीरेन्द्रमहोदयः अस्ति तस्मिन् समये अहं बहवः पुस्तकानि पठितवती परन्तु इदानींतनकाले अहं संस्कृतं संस्कृतम् अभ्यासं कुर्वती अस्मि इदानींतनकाले अहं संस्कृतभाषायामेव बहूनि पुस्तकानि पठितवती तस्मिन् पुस्तकेषु काव्यप्रकाशः मम्मटः मम्मटेन लिखितः काव्यप्रकाशः ध्वन्यालोकः तर्कशास्त्रम् एतानि पुस्तकानि मह्यं बहुरोचन्ते काव्यप्रकाशे प्रथमं प्रथमकारिका इदानीमपि अहं स्मृतवती तत्र न् नियतिकृतनियम हितां तादैक्यमयीम् अनन्यवरतन्त्रां नवरसरुचिरां निर्मितिमादाद्भति भारती कवेर्जयति इति मङ्गलश्लोकः अस्ति तं श्लोकं मह्यं बहुरोचते सः अनन्तरम् इदानीन्तनकाले अन्या अन्यस्मिन् भाषायां किमपि पुस्तकानि न पठितवती तदनन्तरम् अहं पाड्काश्ट्मध्ये बालानां कृते कथाः वदन्ती अस्मि अतः लघुलघु कथापुस्तकानि अहं पठितवती